हरिः ओम् ओला क्याब् ड्रैवर् वा अहम् एर्पोर्ट्पर्यन्तं गन्तुम् ए एकं यानं बुक् कृतवती मैलापुर्तः परन्तु अहं मम सख्या सह अडयार्पर्यन्तम् आगतवती अतः कृपया मैलापुर् मा आगच्छतु अडयार् आगत्य अडयार् आगच्छतु अहं ततः एर्पोर्ट्पर्यन्तं गच्छामि धन्यवादः